अवश्यं क्रीडाः जनानां शारीरकमानसिकस्वास्थ्ये योगदानं यच्छन्ति क्रीडनसन्दर्भे स्वाहङ्कारं विस्मृत्य एव वयं क्रीडामः यत्र अहङ्कारो भवति यत्र अहङ्कारो भवति तत्रैव कष्टाधिकं भवति अहङ्कारं विना सर्वं विस्मृत्य यदा क्रीडामः तत्र क्रीडास्फूर्त्तिः भवति तत्र विजयो वा भवतु पराजयो वा भवतु चिन्ता नस्ति तत्र आन्तरिकः यः क्लेशः भवति स्ट्रेस् इति वदामः तद् अपगतं भवति अतः क्रीडाः अस्माकं स्वास्थ्ये अवश्यं योगदानं यच्छन्ति